युवानः वार्तां पश्येयुः आम् इति अहं चिन्तयामि तत्तु आवश्यकमेव वार्ता यदि नास्ति तर्हि जीवनमेव इदानीम् अशक्यं भवति यतोहि युवानः स्वमनसा किमपि कार्यं कर्तुं गच्छन्ति चेत् तत्र हानि भवितुम् अर्हति वयं म दूरदर्शने वार्तां शृणुमः तत्र पश्यामः अपि अनन्तरं रेडियो अस्ति अनन्तरं यूटूब् इत्यादिकं सर्वं बहवः साधनानि सन्ति इदानीं तन्त्रज्ञानस्य विकासः जातः तत्रेव भारतदेशे वा कुत्रापि किमपि कार्यं प्रचलति तत्र तत्र सामाजिकं तथा च राजकीय वार्ता यदि शृणुमः चेत् तस्य तत्र स्वस्य एव विकासः भवति अनन्तरं परीक्षायाः कृते अपि यथा एम् पि एस् सी अस्ति यु पि एस् सी परीक्षा मध्ये अपि यदि वार्ता प्रतिदिनं शृणुमः चेत् तत्र वयं लेखितुमपि शक्नुमः यतोहि राजकीयदृष्ट्या तत्र किं विकासः किं कार्यं प्रचलति देशे प्रधानमन्त्रीमहोदयेन का योजना स्थापिता अस्माकं अस्माकं वर्धनाय किं किं प्रचलति तत्र एड् इत्यादिकं भवति तेन वयं ज्ञातुं शक्नुमः किम् आवश्यकं स्वस्य जीवनार्थम् अनन्तरं भारतदेशे भारते भारतात् बहि अपि विदेशे वैदेशीकाः किं कु कुर्वन्ति तेषां प्रगतिः कथं भवति अस्माकं प्रगतेः कृते वयं किं कर्तुं शक्नुमः यदि वार्तां शृणुमः वा श्रोतुम् अनन्तरं तत्र लेखनम् इत्यादिकं सर्वं सम्यक् रीत्या भवितुमर्हति तथा च वर्तमानपत्रे अपि वार्ताः आगच्छति प्रतिदिनं वर्तमानपत्रं पठेयुः तेन एव अस्माकं सामाजिकं मानसिकं बौद्धिकं तथा आत्मिकविकासार्थं तत् सम्यक्रीत्या भवितुम् अर्हति